भक्षणसमये यदि खाद्यं न मिलति तहि तु बहु क्लेशः अस्ति परन्तु किं करणीयम् यत् किमपि मम रुचिः नास्ति चेत् परन्तु मम बुभुक्षा अस्ति तदर्थं तत् खादनीयं परन्तु मम बुभुक्षा अस्ति किल परन्तु मम रुचिः यत् विषये अस्ति तत् न खादामि चेत् मम कृते क्लेशः अस्ति परन्तु किं करोमि बुभुक्षा अस्ति खाद्यं न मिलति तर्हि यत् अहं मम समीपे अस्ति तत् खादनीयं परन्तु तत्तु रुचिः नास्ति किं करोमि खादनीयं खाद्यस्य अपचयः न करणीयम् मम कृते बुभुक्षा अस्ति मम संमुखे खाद्यमस्ति अहं खादामि मम बुभुक्षा जायते मम बुभुक्षा अभवत् परन्तु तद्विषये मम रुचिः नास्ति परन्तु मम एकं धनम् आवश्यकं खाद्यस्य अपव्यवहारः न करणीयम् ये जनाः खाद्यस्य अपव्ययः क्रियते ते समीचीनं नास्ति बहवः जनाः सन्ति तेषां क्रियते खाद्यं न मिलति तेषां कृते खाद्यं नास्ति अस्माकं कृते तु खाद्यम् अस्ति परन्तु परन्तु किमस्ति भोः परन्तु मम कृते खाद्यमस्ति मम तु मम रुचिः ये खाद्यं तत् नास्ति भोः परन्तु अहं खादामि परन्तु खाद्यस्य अपव्ययः न करणीयम् यदा कदापि खाद्यस्य अपव्ययः करोमि चेत् पूर्वे मुनिः ऋषयः उक्तवान् यस्मिन् तस्य तत् आवश्यकता अस्ति तस्मिन् समये ते मिलितुं न शक्यते तदर्थं खाद्यस्य अपव्ययः न करणीयम् एतद्विषये ध्यानम् आवश्यकम्